हा हरि ओं ववदन्तु कदा कदा वर्तते कार्यक्रमः हा उत्तमं जातं मह्यमपि श्वः कार्यं नास्ति आगन्तुं शक्यते भवतां कार्यक्रमयः कस्मिन् समये समये वर्तते इति वदन्ति चेत् तदनुसारम् आगम्यते अस्माभिः आधिक्येन पादोननववादने आगन्तुं शक्यते अष्टवादने न शक्यते अस्तु चिन्ता न हा तत्तु भवति किन्तु भोजने किं किं अपेक्षते इति भ भव भवन्तः वदन्ति चेत् अस्माभि तत्सर्वं सज्जीकृत्य आगम्यते तत्र किं किं अपेक्षितं सामग्र्यः इति अतः भवन्तः एकं सन्देशं स्थापयन्तु तद्विषये भवतां चिन्ता मास्तु एतावद् तावन्तीनि वर्षाणि अस्माभिः कृतमस्ति इत्युक्ते इदम इदमपि अस्माभिः चिन्त्येते खलु अस्तु तर्हि कति जनाः भवन्ति कार्यक्रमे इति नोक्तं अस्तु इदानीं भवद्भिः सन्देशः प्रेषितः मया दष्टं तत् विंशतिजनाः भवन्तु किन्तु भवतां सामग्र्यः अपि अधिकाः सन्ति अतः इदानीं वयं पञ्चजनाः आगच्छामः अनन्तरं तत्र पाके ये ये सामग्र्यः अस्माभिः उपयुज्यन्ते तेषां क्वालिटि अपि किञ्चित् अधिकं भवति अतः तत्कृते अस्माभिः अपि धनव्ययः कर्तव्यः अतः तद्विषये अपि किञ्चित् चिन्तयन्तु कीयद्दातुं शक्नुवन्ति भवन्तः अस्तु भव भवन्तः इतःपरं तद्विषये चिन्तां त्यजन्तु वयं तत्सर्वं सम्यक् कृत्वा यच्छामः हा अस्तु